मम प्रियपत्रिका संस्कृतसन्देशः या बङ्ग्लूर्तः सर्वत्र प्रसारिता भवति एषा मासिका मासिकपत्रिका अस्ति एषा आधुनिकी मासिकपत्रिका अस्ति एतस्याः भाषा अतीव सरला सरला अस्ति संस्कृतभाषायां बहुविधसंस्कृतपत्रिकाः सन्ति परं सम्भाषणसन्देशस्य भाषा अतीव सरला ज्ञातुं शक्नुमः विषयान् ज्ञातुं शक्नुमः वयं तत्र विषयाः अपि ये सन्ति ते भिन्नभिन्नविषयाः सन्ति संस्कृतं नाम पुरातनं केवलं पुरातनविषयान् स्वीकृत्य एव चर्चा भवतु इति नास्ति आधुनिकविषयान् स्वीकृत्य अपि सम्भाषणसन्देशे भिन्नभिन्नलेखाः भवन्ति विज्ञानविषयकलेखाः अपि भवन्ति बालकानां कृते बालरञ्जनी इति इति एकं पृष्ठं भवति बालमेदिनी बालः तोषिणी इति एकं पृष्ठं भवति तत्र वैचारिकलेखाः भवन्ति पुनः सामाजिकलेखाः भवन्ति भावपूर्णलेखाः अपि भवन्ति स्मारं स्मारं सुखिनः स्यामः इति अस्माकम् अनुभवम् अनुभवान् आधारीकृत्य अस्माकं जीवने ये ये वयम् अनुभूतवन्तः क्षणः कदाचित् दुःखं कदाचित् सुखं कदाचित् आनन्दः कदाचित् अद्भुतं कदाचित् चमत्कारिकं तत्सर्वम् अस्माकं जीवने यदस्ति तत् वयं तत् तस्य विषये लेखाः स्मारं स्मारं सुखिनः स्यामः अस्मिन् भागे भवति तान् विषयान् स्मृत्वा स्मृत्वा स्मृत्वा स्मृत्वा एव वयं सुखिनः स्यामः पुनः शब्दरञ्जिनी इति पदरञ्जिनी शब्दरञ्जिनी इति एकः बुद्धेः कृते व्यायामः भवतु अस्माकं शब्दसम्पदः वर्धनं भवतु तस्य कृते एकः बहु उत्तमः उपायः अस्ति संस्कृते पदरञ्जिनी अग्रलेखः भवति पुनः तत्र संस्कृतविषये यद् यद् सर्वत्र प्रचलति सम्पूर्णभारते तथैव जगति विदेशे अपि संस्कृतविषये यत्किमपि प्रचलति तत् सर्वं सर्ववार्ताः सर्वाः वार्ताः तत्र भवन्ति आगामिकाले के के कार्यक्रमाः भविष्यन्ति के के कार्यक्रमाः भविष्यन्ति तस्य विषये ज्ञापनं भवति ये कार्यक्रमाः अभवन् तस्य वार्ताः भवन्ति विना नूतनवार्ताः तत्र भवन्ति तस्य मुख्यपृष्टम् अपि अतीव रोचकं भवति तस्य मूल्यमपि न्यूनं पुनः एतस्याः पत्रिकायाः कार्यं संस्कङरतप्रचारः अस्ति इति अस्ति अतः संस्कृतमाध्यमेन वयं सर्वदा पठामः चेत् अस्माकं भाषा दृढा भवति पुनः मासिकपत्रिकायाः यत् कार्यालयेन कार्यमस्ति तदपि बहु सम्यक् प्रतिमासं प्रथमसप्ताहे एव अस्माकं गृहे सम्भाषणसन्देशः इति मासिकपत्रिका आगच्छति वयम् आनन्देन पठामः सन्तोषम् अनुभवामः जयतु संस्कृतं जयतु भारतम्